ग्राम्यजनानां मुख्या समस्या स्वव्यापारस्य वित्तव्यवस्थापनम् अस्ति अनेके ग्रामे ग्राम ग्राम्यजनानां सर्वकारेण दत्तानि सुविधानि न जानन्ति अस्य कारणात् ग्राम्यजनानाम् अधिकव्याजं द्य दत्वा नीजिविक्त्या संस्थाप्य आर्थिकं साहाय्यं गैर् गैरबङ्गकेभ्यः ऋणम् इत्यादयः गृग्नन् गृह्णन्ति एकः उपायः अस्ति यत् सामुदायिककार्यक्रमाणाम् आदित्यं करणीयं येषु स्थानीयव्यापाराणां प्रदर्शनं प्रदर्शनं च भवति यथा कृषकविश् विपण्यं वा लघुव्यापारमेला वा एतेन न केवलम् व्यवसायनं कृते एक् एक्स् एक्सपोजरः प्राप्यते अपितु समुदायस्य भावः अपि उत्पद्यते निवासिनः स्थानीयतया सौभङ्गिकं कर्तुम् प्रोत्साहयन्ति